हलो नमस्ते आगच्छतु

न मम किञ्चित् मम कक्षायां न आगच्छति तत्र कुत्रापि चलनं क कुर्वन्ति

सम्यक् अस्ति परन्तु कक्षायां न आगच्छति आम् आम् मम वचनं न कुर्वन्ति

आम् आम् एवं वा

शिशुः कुत्र अस्ति अद्य न पश्यति वा गच्छति वा आं सम्यक् अस्तु श्वः शिशुः वदतु भोः किम् किमपि फ़ीस् आम् तत् श्वः अहं वदामि आं श्वः अहम् आम् अहं क्लास् अस्ति तत् श्वः वदामि वदतु अस्तु भोः ओ के कुत्र गच्छति भोः कक्षा अस्ति वा शिशोः आम् अद्य न अद्य कक्षा अस्ति परन्तु पि टि एम् इति अस्ति चेत् तत् कारणं कोपि कक्षा न चलति अद्य वदतु भोः अस्ति अद्य कक्षा अस्ति परन्तु पि टि एम् इति अस्ति चेत् तत् तत् कारणं कक्षा न चलति श्वः प्रातःकाले अस्ति अद्य नास्ति श्वः अस्ति आम् आगच्छतु आगच्छतु श्वः नववादने एव अस्ति

आगच्छामि आगच्छतु आगच्छतु श्वः भवत्याः शिशुः अहं पश्यामि अस्तु